आम् इदं तु सत्यमेव यत् बालकाः ये सन्ति ते सर्वेऽपि बालकाः नाम अधिकतया बालकाः स्क्रीन् टैम् नाम दूरवाणीम् अधिकतया पश्यन्ति तत् कारणेन ते बालकाः क्रीडां न कुर्वन्ति नाम क्रीडा न क्रीडन्ति इति इति तु सत्यमेव किन्तु तेषां बालकानामपि तत्र दोषः नास्ति कुतः इत्युक्ते ये लघु बालकाः भवन्ति तेषां कृते तेषां ये पितराः भवन्ति तेऽपि ओ एवं बालकः किमपि न कुर्वन् अस्ति अस्तु अस्मै दूरवाणी दीयते नाम तेऽपि तथैव आचरन्ति गृहे यदि बालकः रोदिति रोदिति चेत् तदानीं तस्मै दूरवाणी एव दीयते यदि दूरवाणी न दीयते चेत् तदानीं यः बालकः रोदिति सः रोदिति ये भवति सर्वदा अतः पितरः किं कुर्वन्ति पितरः अपि दूरवाणीं स्वीकृत्य तस्मै ददति ददति इति एवञ्च तान् बालकान् क्रीडितुं प्रेरयितुम् अस्माभिः किं कर्तुं शक्यते इति चेत् वयं दूरवाणीं न दत्वा तान् एस् बालकान् बोधयामः यत् गच्छतु गच्छतु प्रतिदिनं गच्छतु क्रीडितुम् इति नाम तेषां बालकानां मित्राणि तु सन्ति एव भवन्ति एव अतः ये मित्राणि भवन्ति तेषां कृते किञ्चिद् वक्तव्यं यत् यदा भवन्तः गच्छन्ति क्रीडितुं तदानीम् अयं बालकमपि स्वीकृत्य गन्तव्यम् इति एतादृशानि वाक्यानि बालकस्य मित्रान् मित्राणाम् कृते उक्त्वा सः बालकः यः अस्ति नाम यस् यः बालकः अधिकतया दूरवाणीं पश्यति सोऽपि कदाचित् गच्छेत् क्रीडितुम् एवं कर्तुं शक्यते इति